दशाधिकद्विसहस्रतमवर्षस्य नवम्बर् मासस्य पञ्चमदिनाङ्कः एकविंशत्यधिकद्विसहस्रतमवर्षस्य फर्वरि मासस्य दशमदिनाङ्कः नवदशाधिकद्विसहस्रतमवर्षस्य सितम्बर् मासस्य षोडशदिनाङ्कः सप्तदशाधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य त्रयोदशदिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षस्य जुलै मासस्य अष्टाविंशतिः दिनाङ्कः